गृहे बहूनि अन्यकार्याणि सन्ति तन्मध्ये गायनं बहु आवश्यकम् प्रतिदिनं ग गीतं गातुं टैम् डेडिकेट् कर्तुम् आवश्यकम् अस्ति अद्यतनकाले घण्टाद्वयं घण्टाद्वयम् अथवा घण्टात्रयम् टैम् डेडिकेट् कर्तुम् आवश्यकं गीतं गातुम् तन् तत्स् तस्मिन् समये मम मम चिन्ता मम मनसि अन्यविषयाः न न जातः ए केवलं सङ्गीतम् एव अहं चिन्तितवती सङ्गीतं चिन्तयित्वा एव गीतं गा गाया गायामि अहं तदनन्तरं बहूनि छात्राः आगताः मम समीपे सङ्गीतम् अभ्यासं कर्तुं तत् तत् तस्मिन् विषये एव अहं समयं स्वीकरोति समयं गृह्णाति